मम क्लेशाः उढ्यमानाः सन्ति एवं ये विद्यमानाः सन्ति तेऽपि कृशाः सन्ति अतः अहं बहु किमपि ट्रै इति कृतवान् किन्तु तथापि कोपि लाभः न सञ्जातः अहं प्रायेण आयुर्वेदिकस्य तैलस्यैव प्रयोगं करोमि किन्तु एकं जनं माम् उक्तवान् यत् अस्य इति तैलस्य उपयोगं करोतु अहं आन्लैन् तः आर्डर् कृतवान् किन्तु यदा अहं अस्य प्रयोगं करोमि स्म तदानीं लाभः तु न दृश्यते हानिरेव दृ दृश्यते यतोहि जन क्लेशा केशाः इतोऽपि उढ्यमानाः सन्त्येव एवं या कृषता आसीत् तैलेष् तेले केशेषु तत्तु इतोऽपि वर्धमानाः एव अतः अयं पदार्थः इदं प्रोडक्ट् इति सम्यक् नास्ति